सामान्यतः अहं पुस्तकानि मोतिलाल् बनार्सिदास् तथा च गीता बुक् हौस् इत्यत्र क्रीणामि मम समीपे सेकेण्डह्येण्ड् न्यूनमस्य पुस्तकापणं नास्ति परन्तु मम गृहं प्रति ये आगच्छन्ति ते पुस्तकप्रियाश्चेत् तेषां कृते इष्टं पुस्तकं निश्शुल्कं स्वीकर्तुमर्हन्ति तथा मम गृहे व्यवस्था अस्ति अपरश्च यत्र यत्र अहं कार्यक्रमान् गच्छामि तत्र उपायनार्थम् अहं पुस्तकान्येव दास्यामि तथा च लघुलघुपुस्तकानि यानि भवन्ति तानि पुस्तकानि शतशतजनानां कृते अहं वितरणं करोमि येन पुस्तकानां विषये तेषां स्नेहः वर्धेत पुस्तकस्य सङ्ग्रहाभ्यासः भवेत् पुस्तकानां पठनस्य अभ्यासः भवेत् तादृशार्थम् अयं प्रयत्नः